मम गृहेऽपि चायं सर्वे जनाः पिबन्ति दिवसस्य प्रारम्भः एव चायेन सह भवति चायस्य कृते सर्वप्रथमम् अहम् एकस्मिन् पात्रे किञ्चित् जलं स्वीकृत्य तस्मिन् चायपत्तिकया सह एलाचूर्णस्य आर्द्रकस्य च योजनं कृत्वा पञ्चनिमेषपर्यन्तम् उष्णं करोमि तत्पश्चात् दुग्धस्य मेलनं कृत्वा पुनः वाष्पीकृत्य किञ्चित् कालानन्तरं पूर्णपात्रात् चालनीद्वारा चषकेषु विभाजयामि पश्चात् सर्वे स्वस्वस्वादानुसारं शर्करां तस्मिन् उपयुज्य शनैः शनैः पिबन्ति